सामान्यतया मध्याह्नभोजने अहं राज्मा चावल् पालक् पनीर् वेज् बिरियानि मतर् पन्नीर् इत्यादि पचामि तथा च रात्रिभोजने ओदनं सूपः रोटिका इत्यादि पचामि